नमस्ते मया पूर्वम् ऊबर् बुक् कृतमासीत् तस्य कृते पूर्वधनरीत्या पञ्चशतमपि दत्तमासीत् परं अत्र किञ्चित् वृष्टिः अधिकः अस्ति अतः मया यत् स्थानं गन्तुं वर्तते तत् अधुना गन्तुं किञ्चित् क्लेशः भवति अतः एवं कारणात् कृपया मम धनं प्रेषयन्तु यतः मया ऊबर् केन्सल् अपि कृतं वर्तते एवम् एतं विषयं ज्ञापयितुं मया दूरवाणी कृतया कृपया मम धा धनं प्रतिप्रेषयन्तु धन्यवादाः